नलिकाजलं प्राप्नोति तद् तमिळ्नाडुराज्यस्य संस्था द्वारा प्राप्नोति तद् पूर्वं चन्नैनगरे जलमेव न आसीत् इदानीं सप्त सप्ततिः प्रतिशतं सरोवराः पूर्णम् इति कारणेन नलिकाजलमेव प्राप्नोति तज्जलं स्वच्छमेव परन्तु पाकं कर्तुं समये तद् स्व उष्णम् ऐ मिन् तद् स्वाभाविकतया वयम् उष्णं कुर्मः पातुं समये तद् एकवारम् उष्णं कृत्वा एव अस्माभिः पीयते तदेव जलं सम्यक् अस्ति तद् नालिकाजलम् आ आगच्छति चेदेव तद् वरमेव तद् नास्ति चेत् द्रोणीं सर्वं सङ्गृह्य सङ्गृह्य आगन्तुं बहु कष्टम् भवति एव